अस्माकं समुदाये ब्राह्मविवाहपद्धत्या विवाहाः आचर्यते सप्तपदी इति एकः सम्प्रदायविशेषः अस्ति अयम् सम्प्रदायः सर्वासु विवाहपद्धतीसु अपि प्रायः प्रसिद्धः किन्तु अस्य सम्प्रदायस्य वैशिष्ट्यं तु बहवः न जानन्ति एतद् विवाह एतद्विषस्य ज्ञानम् अत्यन्तम् आवश्यकम् विवाहानन्तरम् अस्माकं जीवनं कथं भवेत् इति विचाराः सन्ति सप्तपद्यः के के इति इश एकपदी भव सा माम् अनुव्रता भव पुत्रान् विन्दावहै बहून् ते सन्तु जरदष्टयः अर्थम् अन्नसमृद्ध्यै भवती एकपदम् एकं पदं भवेः मम व्रतायै अनुकूलं कुरु बहुपुत्रान् स्वीकुर्म स्वीकुर्वः ते दीर्घायुः भवेयुः ऊर्जे द्विपदी भव सा मामनुव्रता भव शक्त्यैः द्वितीयपदम् रायस्पोषाय त्रिपदी भव सा मामनुव्रता भव ऐश्वर्यार्थं तृ तृतीयं पदम् मा यो भव्याय चतुष्पदी भव सा मामनुव्रता भव सौख्यवृद्ध्यैः चतुर्थं पदं प्रजाभ्यः पञ्चपदी भव सा मामनुव्रता भव सन्तत्याभिवृद्ध्यैः पञ्चमं पदम् ऋतुभ्यः षट्पदी भव सा मामनुव्रता भवा ऋतुधर्मपालनाय षष्टं पदं सखा सप्तपदी सखा सप्तपदी भव सा मामनुव्रता भव पुत्रान् विन्दावहै बहून् ते सन्तु जरदष्टयः भवती मम सखी तदर्थं सप्तमं पदं मम कृते मम बान्धवानां कृते स्नेहिता भवेः माम् अनुसरेत् व्रतशीला भवेत् बहुपुत्रान् प्राप् प्राप्नुवः पुत्राः शिष्याः सर्वे दीर्घायुः भवेयुः इति अर्थः